विपण्याम् आपणे हस्तनिर्मितवस्त्राणि अपि भवन्ति रेडिमेड् वस्त्राणि अपि भवन्ति हस्तनिर्मितवस्त्राणि यानि भवन्ति तत्र तावत् चित्रकलादिकं सम्यक् भवति अतः तथा च रेडिमेड् वस्त्रेषु तथा कलाकृतिः न भवति इति कृत्वा हस्तनिर्मितवस्त्राणि तावत् अधिकि अधिकेषु धनेषु तावत् उपलभ्यन्ते रेडिमेड् वस्त्राणि तावत् तेषां रेडिमेड् वस्त्राणां कृते तथा धनं तावत् देयं न भवति इति